अहं महाराष्ट्रप्रदेशे प्रदेशे निवसामि अत्र बहुविधाः कार्यक्रमाः भवन्ति केचन सामाजिककार्यक्रमाः भवति केचन सांस्कृतिककार्यक्रमाः च भवन्ति सांस्कृतिककार्यक्रमेषु नाट्यं नृत्यम् सङ्गीतं वादनं भाषणं क्रीडाः इत्यादिकं सर्वं भवति तथा च सामाजिककार्यक्रमे शोभायात्रा पथनाट्यम् इत्यादि कार्यक्रमाः भवन्ति अस्मिन् कार्यक्रमे बहवः जनाः भागं गृह्णन्ति यथा रामजन्मोत्सवः भवति तदा बृहत् शोभायात्रा भवति तत्र छात्राः बालकाः जनाः च भिन्नं भिन्नं वेषं कृत्वा तत्र सहभागिनः भवन्ति अस्य प्रदेशस्य वैशिष्ट्यं यत् अस्मिन् प्रदेशे लावणीति नृत्यप्रकारः प्रसिद्धः अस्ति अस्मिन् नृत्यप्रकारे महिलाः अधिकतया भागं गृह्णन्ति तथा च पुरुषाः अत्र वादनं कुर्वन्ति यथा शिवजयन्तीकार्यक्रमः भवति तस्मिन् कार्यक्रमे भाषणं स्पर्धाः भवन्ति तत्र कदाचित् चित्रलेखनस्पर्धा भवति कदाचित् नाट्यं भवति कदाचित् अन्यविधकार्यक्रमाः अपि भवन्ति तत्र जनाः परस्परम् सहयोगेन भागं गृह्णन्ति एवञ्च सर्वे उत्साहेन अत्र सहभागं दर्शयन्ति